बाल्यकालतः एव मम वनस्पतीनां विषये बहु आसक्तिः वर्तते किन्तु अस्माकं गृहं परितः बहु स्थलं नास्ति तथापि भिन्नभिन्न आरोग्यवर्धनवनस्पतीनां आरोपणं कृतवती अन्यान् अपि यदि स्थलं नास्ति चेदपि अप्लस्थाने एव कथं वृक्षारोपणं कर्तुं शक्यते इति प्रेरितवती अनेक आरोग्यवर्धकवनस्पतयः तुलसी अलोवेरा किडिपत्ता अन्यपुष्पवृक्षाणाम् आरोह आरोहणं मम कृते महु बहु मुदं यच्छति